मानवस्य प्राणानाम् आधारभूतं तत्वं भवति वायुः यतः वायुं विना प्राणी न जीवति तादृशमहत्वोपेतस्य वायोः स्थितिः परिस्थितिः गुणवत्ता च भारते विभिन्नप्रदेशेषु विभिन्नतया दृश्यते अत्यन्तं कुग्रामेषु यत्र व्यवसायाधिकं नाम कृषिः इत्यादिकार्यम् आधिक्येन प्रचलति यत्र च प्रगतिः न्यूना भवति तादृशेषु ग्रामेषु कुग्रामेषु वायुः अत्यन्तं निर्मलः स्वच्छः उपलभ्यते सः वायुः क्रमशः पट्टनेषु प्रदूषितः भवति एवं नगरेषु राजधानिनगरेषु नितान्तं परिणतः अत्यन्तं प्रदूषितः कलुषितः सञ्जातः वर्तते नगरेषु एषु दिनेषु स्वच्छत् स्च्छं वायुं प्राप्तुमपि जनानां कष्टं वर्तते अतः वायोः अपि क्रयणस्य दुस्थितिः अद्य भारते वर्तते